भारतीयकलाः तत्र कलाः मनोरञ्जकत्वेन अपि उपयुज्यन्ते तथा कलानाम् आध्यात्मिक उपै आत् आध्यात्मिकसाधनं साधकत्वमपि वर्तते तत्र भारतीयकलाः सङ्गीतं नाट् नाट्यशास्त्रं भरतनाट्यम् एवं वाद्यादीनां वादनम् एवं बहुविधकलाः नाम चित्रकला शिल् शिल्पकरणम् एवं बहुविधकलाः तत्र भारतीयकलासु अन्तर्भवन्ति तत्र सुशिरम् इत्युक्ते वंशिना निर्मितम् ततः वाद्यं वाद्यादिकं नाम वंशिना

वाद्यते नाम ध्वनिः वं वंशि सहायता ए सहाय्येन ध्वनिः ध्वनेः उत्पत्तिः यत्र क्रियते तत् सुशिरवाद्यम् इति उच्यते ततवाद्यं तत्र सूत्ररूपेण यत् वा येन साधनेन यत्र वादनं क्रियते तत् पिटीलु एवं वीणा इत्या तम्बूरम् इत्यादिकं ततवाद्यम् इति उच्यते तत्र घनवाद्यं नाम घट तथा लोहादिभिः निर्मितं वाद्यं घनवाद्यम् इत्युच्यते तथा अन्य अन्यदपि वाद्येषु अन्य अन्यतमं विद्यते तत्र मृदङ्गः चर्मादिभिः निर्मितम् चर्मणा निर्मितं यत् वाद्यं तत् तदपि अन्यतममेव तत्र मृदङ्गः तबला इत्यादिकम् अन्तर्भवति प्राचीनकाले तु नाम ना नाट्यशास्त्रस्य तु बहु प्राचीनता विद्यते तत्र नाट्यशास्त्रं नाट्यवेदः पञ्चमवेदत्वेन ख्यातः सङ्गीतं सङ्गीतमपि नाट्यसहाय्यकं तथा त तस्य अपि स्वातन्त्र्यं विद्यते एव एवं हिम्मेडवाद्यमिति यत् भरतनाट्ये उपयुज्यते तबला मोर्चिङ्ग् कीबोर्ड् तथा हार्मोनियं वीणा इत्यादिकं तत्सर्वम् हिम्मेळवाद्यम् इति नाम्ना उपयुज्यन्ते तत्र सङ्गीतम् अपि मनोरञ्जकं तथा आध्यात्मिकं सा साधनमपि भरतनाट्ये सङ्गीतम् अत्यन्तं महत्वं पात्रं वहति तत्र तालं नर्त नर्तकानां पा पदघातस्य सूचकत्वेन यत् तालम् उपयुज्यते तदपि कांसमेव तथा तत्र

किङ्किणी इति या उपयुज्य नूपुरं किङ्किणी इति यत् उपयुज्यते तदपि नर्तकः न नर्त नर्तकानां पादघातस्य सूचकत्वेन तत्र माधुर्यं जनयति एवं पूर्वं तु आ प्राचीनकाले तु सर्वाः कलाः आध्यात्मिक सा साधनत्वेन उपयुज्यन्ते स्म किन्तु अद् अधुना तु आध्यात्मिकसाधनं कैश्चित् अवलोक्यते किन्तु मनोरञ्जकत्वेन एव सर्वै सर्वैः कलानाम् उप उपयोगः तथा धनार्जनाय च कलानाम् उपयोगः बहुभिः क्रियते